आक् उद्योगराहित्यम् इति किमपि नास्ति जनाः प उत्तमरीत्या पठन्ति चेत् ज्ञानमस्ति चेत् निश्चयेन कुत्रापि ल लब्धमेव कार्यं लब्धमेव भवति तदनन्तरम् अधिकाः जनाः इदानीं तु स्वयमेव उद्योगं क कर्तुं स्वयमेव वैयक्तिकरूपेण कर्तुम् इच्छन्ति अधिकाः जनाः किमित्युक्ते सर्वे स्व चिन्तनं भवतु स्वयमेव चिन्तयित्वा नूतनविषयान् सर्वं कर्तुम् इच्छन्ति अतः तद् उद्योगमपि अ अधिकं भवति देशनिर्माणमपि सम्यक्रूपेण भवति एव अधिकजनाः च चिन्तनं चिन्तनं सम्यक्रूपेण कुर्वन्ति चेत् तद् भारतदेशे उन्नतमार्गे एव भवति